अहं चत्वारिंशत् निमेष पर्यन्तं योगं योगाभ्यासं कर्तुं शक्नोमि तत सर्वमेव ध्यानादिकं प्राणायमादिकं सर्वं मिलित्वा तावदेव एवञ्च ये ध्यानं ध्यानम् अभ्यसन्तः सन्ति तेषां तत्र प्रारम्भिककाले काठिन्यं चेत् एकाग्रता एव तेषां मनोनिग्रहः बहु कष्टम् इति प्रतिभाति कष्टतया ते निग्रहं कर्तुं शक्नुवन्ति तदर्थं तत्र आहारादिषु आचारदिषु अपि तत्र व्यत्यासः भवेत् तत्र आहारशुद्धौ सत्त्वशुद्धि इति उच्यते तत्र मनो मनोनिग्रहतां नयेत् मनोनिग्रह निग्रहतां प्राप्तुं तत्र तादृश विचाराः अपेक्षिताः तद्द्वारा एवञ्च विचारद्वारापि उत्तमविचारद्वारापि तत्र एकाग्रता सम्पादनीया एवञ्च ध्यानस्य महत्त्वं ज्ञातव्यम् तत्र तस्य ध्यानस्य विषये अधिकतया ये जानन्ति ते अधिकतया प्रयासं कुर्वन्ति ध्यान विषये न जानन्ति तर्हि तत्र श्रद्धा न भवति श्रद्धां विहाय किमपि कार्यं भवतु तत्र फलं न लभ्यते तत्र काठिन्यं भवत्येव श्रद्धां कामस्य मातरम् इति उच्यते अतः श्रद्धया करणीयं तदा काठिन्यं तत्र अपगतं भवति